हरि ओम् भवान् कः

फ़ोटोग्राफ़र् भवान् फ़ोटोग्राफ़र् वा आं

फ़ोटो शूट् भवान् फ़ोटो शूट् करोति वा भवत्याः नाम विशालः वा विशालः वा भवान् हा सम्यक् सम्यक् अहं भवतः रिव्यूज़् पठितवती भवतः वेब् सैट् मध्ये रिव्यूज़् पठितवती बहुसम्यक् अस्ति अहं तु इच्छामि भवता सह फ़ोटो शूट् कृतं आमाम् वदतु महोदय वदतु

इत्युक्ते महोदय किमर्थम् अहं न न अवगतं महोदय

हु सं धन्यवादः महोदय अस्माकं अस्माकं विषयः कः फ़ोटो शूट् कृते कः विषयः स्वीकरणीयं महोदय

अहम् दृष्टवती

अहं तु सेवेण्टीस् मध्ये मुम्ताज़् नाम्ना एका अभिनेत्री अस्ति ते तस्य इव तस्याः इव एव अहं कर्तुम् इच्छामि मम विषयः तु प पर्यटनम् एव भिन्नभिन्नस्थलानि गत्वा तत्र फ़ोटो शूट् करणीयं महोदय

आम् महोदय अहमपि एवमेव एतस्मिन् विषये भवतः कोपि सन्देहः अस्ति वा नास्ति चेत् नास्ति चेत् वदतु करणीयम् वा न वा

आं मूल्यं किं महोदय

चित्रमुद्रणमेव महोदय मूद्रणम् एव विडियो न नास्ति न आवश्यकम् पञ्चाशत् चित्राणि आवश्यकम् अहं पञ्चाशत् चित्राणि आवश्यकम् अहं

आम् आं भवन्तः तादृशी एव आवश्यकं धन्यवादः महोदय अहं पुनः दूरवाणीं करोमि उत्तमम् अस्तु उत्तमम्